आं भवान् सूर्यवस्त्रालयतः वदति किं आं आं भवतः वस्त्रालये धौतवस्त्राणि समागतानि किं धौतवस्त्राणि धोति इत्यादिकम् आगतं किं अस्तु य यथा वृन्दावनवासिनः धारयन्ति धौतवस्त्रं तेषां तस्मिन् धौतवस्त्रे मोरपङ्ख् इत्यादिकं निर्मितं भवति तादृशं किमपि वस्त्रं वर्तते न वा

ओ इतोऽपि किमपि इत्यास्मात् भिन्नं किमपि वर्तते

आमां हा एवं किमपि कञ्चुकीवस्त्रं वर्तते यथा कुर्ता भवति न तद्निर्माय निर्मायितुं किमपि वस्त्रमागतं

अस्तु तर्हि कियद्रूप्यक देयम् इष्यते धौतवस्त्रम् एकं धौतवस्त्रं षड्शतमेव वा इतोऽपि न्यूनं भवितुमर्हति वा न न वस्त्रं तु न न न न तत्तु न तर्हि तथैव सम्यक् षड्शतमेव भवति न ए आं तर्हि षड्शतरूप्यकेभ्यः पञ्चधौतवस्त्रं ददातु अस्माकम् अस्मभ्यं न न षडशतरूप्यकेभ्यः एकं तर्हि त्रिसहस्ररूप्यकाणि अहं ददामि भवान् पञ्चधौतवस्त्रम् अस्माकं प्रददातु इति हा तदेव वदामि तदेव वच्मि अहं त्रिसहस्ररूप्यकाणि स्वीकरोतु अस्तु अर् तर्हि अधिकं दास्यामि न चिन्ता किन्तु धौतवस्त्रं तदेव इच्छामीति अस्तु धन्यवादः